आं वस्तुतः किं भवति खाद्यप्रसङ्गे यदि वक्तव्यं तर्हि अस्माकम् उत्कलप्रदेशे बहुषु स्थानेष्वेव खाद्यस्य व्यवस्था वर्तते इत्युक्ते उत्कलीयपरम्परायाम् उत्कलस्य प्रसिद्धखाद्यानि यानि सन्ति तेषां विषये अहं वक्तुमिच्छामि च प्रसिद्धखाद्येषु तत्र पिठा काकरा लड्डु इति उत्कलभाषा कथयन्ति तस्य निर्माणम् अथवा तेषां सर्वेषां निर्माणं कथं भवति इत्युक्ते यदा पिष्टकं भवतु पिष्टकम् इत्युक्ते अट्टा मैदा इत्यादि मिलित्वा गुडकं तैस्स मिलित्वा तत्र तैलमध्ये एव स्थापयन्ति हा हस्ते एवं गोलं कृत्वा तत्र तैलमध्ये स्थापयन्ति तदेव नवालं कृत्वा एव यदा बहिरागच्छति तदेव बहु स्वादिष्टं भवति एवं विध प्रकारेण तत्र काकरापि तेनैव प्रकारेण भवति अपि च लड्डुकमपि तेनैव प्रकारेण भवति इत्युक्ते तत्र पिष्टकेषु बहवः बहूनि प्रकाराणि एव तत्र वर्तन्ते अतः उत्कलप्रदेशे यदि वयं चिन्तयामः उत्तमभोजनालयः कुत्र वर्तते अहं तु केवलं पुरिनगरविषये कथयितुं शक्नोमि यत् पुरिनगरे नन्दन इति एकं वर्तते पुनः तदेव त्यक्त्वा हालिडे रेसोर्ट् इत्येकं वर्तते पुनः भुवनेश्वरे वेनस् इति एकं वर्तते एवं विध प्रकारेण उत्कलप्रदेशस्य विभिन्नेषु स्थानेषु विभिन्नमण्डले एव तत्र बहवः भोजनालयाः प्रसिद्धभोजनालयाः वर्तन्ते ये खलु तत्र उत्कलपरम्परायाम् उत्कलप्रदेशस्य वैशिष्ट्यम् आधारिकृत्य एव ते खाद्यस्य निर्माणं कुर्वन्ति अथवा उत्कलस्य यानि खाद्यानि सन्ति हा अन्येषां कृते एव सुस्वादुकरः भविष्यति तत्सर्वमेव आधारिकृत्य तत्सर्वमेव चिन्तयित्वा तामेव आधारिकृत्य एव निर्माणं कुर्वन्ति अपि च तत् सुस्वादुकरः एव भवति अन्येषां कृते अस्माकं कृतेव भवति परन्तु ये खलु बहिर्गताः जनाः सन्ति अन्ये तत्र बहिर्प्रदेशस्य ये जनाः आगच्छन्ति ते अपि अस्माकं प्रदेशस्य विशिष्टखाद्यं भोजनं कृत्वा एव तृप्तिम् अनुभवं कुर्वन्ति